हा हरिओम् एवम् एवम्

ह यः विषयः भवता पाठ्यते तं विषयम् आश्रित्य किमपि लेखनीयं भवता एवञ्च इदानीं केवलं पाठनेन न भवति तत्र किम् किमपि लेखनीयम् यतोहि प्रोन्नते शोधपत्राणि अपेक्षितानि भवन्ति भवान् इदानीं तत्र व्याख्यात्रीपदे वर्तते अग्रिमेऽपि पदे भवान् प्रोन्नयनीयः तदर्थं सज्जामपि करोतु अध्या अध्यापनं तु सम्यक् अस्ति एव वस्तुतः आजीवनम् अध्येतव्यं श्रेयसी केन तृप्यते विद्यावाचस्पतिः इति उपाधिः लब्धुं शक्यते इदानीं केन्द्रीयसंस्कृतविश्वविद्यालये तादृशी व्यवस्था कृता वर्तते तत्र आवेदनं कर्तुं भवन्तः प्रभवन्ति

विद्यावारिधिकृते भवता एकः शोधप्रब शोधप्रबन्ध लिखित तथैव हा अत्रापि विद्यावाचस्पतिकृते शोधप्रबन्धः एव लेखनीयः भवति किन्तु ततोऽपि सः शोधप्रबन्धः उत्कृष्टः भवेत् एवञ्च येन शोधप्रबन्धेन शिक्षाक्षेत्रे कश्चन लाभः भवेत् तादृशः विषयः चेतव्यः यत्र तादृशः कश्चन विचारः न सञ्जातः अत्र शृङ्गारप्रकासः वर्तते अत शृङ्गारप्रकाशम् आश्रित्य विद्यावाचस्पति इति उपाधेः कृते कर्तुं शक्यते भवता प्रयत्नः ह ह ह ह भोजराजेनैव एषः ग्रन्थः प्रणीतः अत्र साहित्यशाश्त्रस्य तत्र तादृशाः विषयाः सन्ति ये विषयाः अन्यत्र न सन्ति अत्र शृङ्गारपदार्थोऽपि भिन्नः एव वर्तते एवं नवीनाः सिद्धान्ताः ये सन्ति ते सिद्धान्ताः प्रकाशिताः भविष्यन्ति अतः भवतां विचारः अत्युत्तमः वर्तते हा अहं तदर्थं कटीबद्धः अस्मि मत्पक्षतः यत् साहाय्यम् अपेक्षितं तदवश्यमेव विधास्यते

हा हा हा एवं प्रणामाः अग्रे सरन्तु भवन्तः हा एवं एवं एवम् अस्तु